मया बहु इदानी हेड् फोन् विशेषा विशेषानि उपयुक्तानि विद्यन्ते तत्र यम् ऐ कम्पनी इतोऽपि आपिल् कम्पनी सेम्सङ्ग् कम्पनी च मया उपयुक्तं तत्र विशिष्य बोट् कम्पनी बहुप्रसिद्धं विद्यते तत्र यद्यपि सर्वेषामपि समानरीतिः परन्तु मध्ये केचन विशेषाः भवन्ति यथा बेस् सौण्ड् वा भवतु बी जी एम् क्वालिटि वा भवतु तेन तस्य मूल्यम् अधिकं न्यूनम् इति परिवर्तते तत्र विशिष्य मया बोट् कम्पनी इतोऽपि यम् ऐ कम्पनी च सम्यक् सम्यक् अस्ति इति अनुभूतम्